आस्तिकनास्तिकदर्शनानां भेदः सामान्यतः सर्वत्र प्रचारः अयम् अस्ति यत् ये दैवम् विश्वसन्ति ते आस्तिकाः दैव अविश्वासिनः नास्तिकाः इति किन्तु शास्त्रीयपरम्परारीत्या वक्तव्यं चेत् ये यत्र वेदस्य प्रामाण्यं वर्तते तदास्तिकं दर्शनं भवति यत्र वेदस्य प्रामाण्यं न भवति तत् नास्तिकं दर्शनं भवति विशेषेण आस्तिकदर्शनेषु षड्दर्शनानि प्रसिद्धानि वर्तन्ते न्याय न्यायदर्शनं वैशेषिकदर्शनं साङ्ख्यदर्शनं योगदर्शनं पूर्व मीमांसादर्शनम् उत्तरमीमांसादर्शनं चेति नासिकदर्शनेषु इदानीं बौद्धदर्शनं वर्तते चार्वाकदर्शनं वर्तते जैनदर्शनं वर्तते पाश्चात्यदर्शनानि प्रायेण सर्व सर्वाणि दर्शनानि नास्तिकदर्शनत्वेन इदानीं स्वीक्रियन्ते यत्र वेदस्य प्रामाण्यं न उच्यते